सामाजिकपरिरक्षणे अभिवृद्धौ च कार्यक्रमाणि मम प्रदेशे प्रचलितानि सन्ति राज्यसर्कारात् प्रवासक्षेत्ररक्षणार्थं केचन योजिताः ते स्वच्छताकार्यं तथा मार्गदर्शनादिकं कुर्वन्ति एवं वृद्धानां कृते वृद्धाश्रमः स्थापितः वर्तते तेन गृहात् बहिर्भूताः वृद्धाः आश्रयं प्राप्तवन्तः इदानीं तेन सम्यक् जीवनं यापयन्तः सन्ति तथा अनाथालयः अपि आयोजितः वर्तते तत्र अनाथबालाः आश्रयं प्राप्तवन्तः अनन्तरं प्रतिवर्षं रक्तदानशिबिरम् आयोज्यते येषाम् अपघातेन रक्तं नास्ति तेषां साहाय्यार्थम् इदम् आयोजितं भवति यदि रक्तं न लभ्यते तर्हि तस्य मरणं सम्भवति अतः एतादृशकार्यक्रमाणाम् आयोजनं कर्तव्यमेव अपि च वन्यमृगाणां रक्षणार्थं कार्यक्रमाणि आयोजितानि यदा वानरादयः जन्तवः वनं त्यक्त्वा आहारस्य अभावात् कृषिक्षेत्रं प्रविशन्ति तदा कृषिहानिः सम्भवति अतः तद्रक्षणार्थं कार्यक्रमं कुर्वन्ति